क्रोषेट् निमित्तं मम समीपे अस्ति तथा सीवनार्थं लघु यन्त्रमस्ति इतोऽपि निट्टिङ्ग् विषये अवगन्तव्यं मया तदर्थं लघु यन्त्राणि वा क्रोषेट् सेट् वा क्रेतव्यम्